माध्यमः प्रजातन्त्रस्य चतुर्थस्तम्भः इति एतदर्थमुच्यते यत् यथा एकः स्तम्भः वा बहवस्स्तम्भाः गृहं दृढं स्थापयन्ति तथा एषः माध्यम इति स्तम्भः प्रजां बद्ध्वा संस्थापयति पुनश्च यथा गृहस्य पातनार्थं स्तम्भस्य निर्दैर्घ्यम् एव कारणं भवति तथैव तत्र माध्यममपि यदि प्रजासु कलहः भवति चेत् कारणं भवितुम् अर्हति अतः माध्यमेषु सद्विषयाः वक्तव्याः कलहास्पदाः विषयाः न वक्तव्याः इति मे चिन्तनम् एवं च देशस्य प्रगतिः तदा भवति यदा समेऽपि माध्यमाः मिलित्वा प्रजार्थं कार्यं कुर्वन्ति तदैव देशस्य प्रगतिः भवति